अस्माकं भारतदेशे बहवः धर्मस्य परम्परायाः जनाः निवसन्ति अहं महाराष्ट्रं महाराष्ट्रे नागपूर् न नगरे निवसामि अत्र गुडिपाडवा होळि नवदुर्गापूजा दिवा दीपावलि अय्या च सनाः परम उत्सवाः वयं सर्वे वयं सर्वे आनन्देन उत्साहेन साजराक् कुर्वन्ति कुर्मः